मम समीपस्थग्रामाणि अस्ति सन्ति तत्र अहं गत्वा गत्वा पुष्पादिकम् क्रीणामि एवञ्च दुग्धम् अपि प्राप्यते मम गृहात् पञ्च किलो मीटर् तत्र अस्ति एव अतः अहं गच्छामि